हरिः ओं नमस्ते नमस्ते रैल्वे कार्यालयः वा किम् कः वदति आरक्षकाधिकारी वा मम एका समस्या अस्ति महोदय म अहं विजयनगर हम्पि गन्तुम् इच्छामि तदर्थं विजयनगर रैल्यानस्य अग्रिमशुक्रवासरे रात्रौ रैल्यानस्य आरक्षणं कृतवती किन्तु इदानीं तद्दिने गन्तुं न शक्यते अतः तत्र किञ्चित् मम आरक्षणं परिवर्तनं कर्तुं शक्यते वा महोदय कथमपि साहाय्यं करोतु यतः धनं सर्वं नष्टं भवति यदि केन्सल् भवति अतः कृपया किञ्चित् करोतु आ भ किञ्चित् पश्यतु यतः शुक्रवासरे अहं गच्छामि इतोपि समयः अस्ति अहम् अन्तिमक्षणे न पृच्छामि खलु महोदय किञ्चित् सहायं करोतु

एकक्षणम् अहं रैल् चिटिकां कुत्रचित् स्थापितवती किञ्चित् प पश्यामि किञ्चिद् अन्वेषणं करोमि किञ्चित् होल्ड् करोतु दूरवाण्या एव भवतु अहं करोमि आनयामि महोदय सा पि एन् आर् सङ्ख्या एवमस्ति बी आर् पी वन् ज ़ीरो वन् एय्ट् जीरो फ़ैव् ज़ीरो सेवेन् वन् टु त्रि शुक्रवासरे न सा सार्धनववादने नववादनस्य रैल् विजय विजयपुरा एक्स्प्रेस् इति अस्ति खलु तस्य तत्र

कदा ज्ञायते भवान् सन्देशं मेसेज् प्रेषयति वा सन्देशं प्रेषयति वा आ मम दूरवाणीसङ्ख्या एषा एव अहं वाट्साप् मध्ये अस्मि कृपया कृपया शीघ्रं प्रेषयतु महोदय यतः मम अग्रिमप्रयाणस्य सिद्धता करणीया अतः एतस्य कथामपि परिवर्तनं करोतु अहं शुक्रवासरस्य शुक्रवासरे मास्तु अग्रिमबुधवासरे करोतु अग्रिमबुधवासरे तदेव रैल्यानं रात्रौ सार्ध सार्धनववादने हा हा प्रयत्नः मास्तु महोदय कृपया करोतु अस्तु धन्यवादाः दूरवाण्या सूचयति वा अनन्तरं किं जातमिति अस्तु अस्तु धन्यवादाः महोदय